हरिः ओम्

भवान् पुस्तकं पठनार्थमागतवान् खिल आगच्छन्तु आगच्छन्तु अन्तः आगच्छन्तु भवद्भ्यः कस्मिन् विषये कीदृशं पुस्तकं अपेक्षते आम् सत्यं तत्रापि पातञ्जलयोगप्रणीतं योगशास्त्रं योगसूत्रपुस्तकम् अस्ति आम् सत्यम् अस्ति आम् तस्य प्रकाशनं कुत्रचिदस्ति तत्र मया न दृष्टं किं गोरक्पुर् वा चौकाम्बा वा अस्ति तस्य आम् सत्यं

आम् हठयोगप्रदीपिका अपि अस्ति तदपि अहं पठितवान् बहु समीचीनं तया योगं तत्र पाठितमस्ति आं आम् सत्यं सत्यं

संस्कृतस्य द्रष्टव्यं कन्नडस्य तु अस्ति इदानिं मित्तुरु प्रकाशनतया तत्र प्रकाशितमस्ति आम् तदपि समीचीनतया वर्तते पुस्तकं आम्

आम् आम् आमाम् अस्ति तदपि श्रुतवानस्मि पश्यामि यद् अत्रैव अस्ति वा नास्ति वा इति आम् आम् आं पश्यामि आम् अन्विशन् अस्मि अत्र अस्ति वा तत्र अस्ति वा आम् हा अत्र प्राप्तम् पश्यन्तु एतदेव खिल अहं आम्

आम् अस्तु तदपि पठित्वा भवन्तः सम्यक् अद्ययनं कुर्वन्तु शुभं भवतु आम् आम् आम् कादम्बरि तत्र अघोरिगळ लोकदल्लि इत्येवमासीत् अघोरिगळ नडुवे इत्येवं आसीत् आं सत्यं अस्तु तदपि स्वीकरोमि आम् हाम् सत्यं सत्यं सत्यं अस्ति आमाम् अन्विशामि आम् आम् आम् तत्र दृष्टवान् आम् अत्र अस्ति पश्यन्तु स्विकुर्वन्तु अहमपि पठितवान् सम्यक्तया अघोरिणां विषये उक्तम् अस्ति तत्र आम् सत्यम् अस्तु आम् अस्तु आमाम् स्वीकुर्वन्तु पठन्तु आम् आम् अस्तु पठित्वा प्रत्यर्पयन्तु अस्तु आमां राम् राम् अस्तु